मनसोल्लासार्थं अस्माकं प्रदेशे व्यवस्था अस्ति एव अहं चलच्चित्रमन्दिरं गन्तुं न इच्छामि क्रीडाङ्गणं गन्तुं इच्छामि उद्यानमपि यदा कदा गमिष्यामि क्रीडाङ्गणे वा उद्याने वा निःशुल्कमेव वयं गन्तुं शक्नुमः केवलं चलच्चित्रमन्दिरे शुल्कं देयम्